योगस्य अभ्यासेन बहवः लाभाः भवन्ति तत् तत् योगाभ्यासेन तत् तत् योगाभ्यासस्य तत् तत् योगाभ्यासानां ते ते लाभाः भवन्ति मयापि योगाभ्यासेन बहवः लाभाः प्राप्ताः यदा अहं योगाभ्यासं

आसं तदा मम शरीरे बहु शैथिल्यं शिह् शिह् शिथिलता आसीत् यदा मया योगाभ्यासः कृतः योगाब् योगाभ्यासस्य योगाभ्यासः कृतः योगस्य अभ्यासः निरन्तरः प्रतिदिनं कृतः तदनन्तरं मम शरीरे कार्यकरणार्थं किमपि कार्यकरणार्थं दैनिकजीवने बहूनि कार्याणि भवन्ति तेषां करणार्थं कापि स्फूर्तिः शरीरे आगच्छति यदा योगः क्रीडते चेत् तदा शरीरे आलस्यम् अहम् अनुभवामि यदा योगः करोमि चेत् प्रातःकाले उत्तिष्ठामि तथा च प्रातःकाले उत्तिष्ठामि तदनन्तरं योगाभ्यासं करोमि प्राणायामं करोमि तदा किमपि मानसिकशान्तिः अपि प्राप्ता मानसिकरशान्तिः अपि प्राप्यते तथा च शारीरिकं योगाभ्यासेन शरीरः अपि सुष्ठु दृढा भवति एका शक्तिः शरीरे आगच्छति अतः योगाभ्यासः अवश्यं करणीयः इति अहं सर्वेषां कृते प्रार्थयामि तथा च सर्वान् जनान् बोधयामि योगाभ्यासः करोतु योगाभ्यासस्य बहवः लाभाः सन्ति